मम वृत्तिविषये अहं वक्षामि तद् मम वृत्तिः तद् गायनं नृत्यं करणीयं तदनन्तरम् आङ्ग्लसाहित्यस्य पुस्तकं पठनीयं तदनन्तरं पाकनिर्माणं करणीयं पाकनिर्माणं तत् ए इत्यादि मम रुच्याः रुचिविषयाः भवन्ति अहं कालिदासविश्वविद्यालये तत् शास्त्री बि ए शास्त्री द्वितीयवर्षे पठामि तद् मम ज्योतिषस्य विश् मम शास्त्रमस्ति ज्योतिषशास्त्रं ज्योतिषशास्त्रे पठामि अहं तद् प्राक्शास्त्री इलेवन् ट्वेल्त् अत्र एव कृतवती तदनन्तरं प्रथमं शास्त्रीप्रथमवर्षे फ़स्ट् इयर्मध्ये अहं ज्योतिषस्य विषयः चयनं कृतवती तदनन्तरं प्राक् शा शास्त्रीप्रथमवर्षतः मम ज्योतिषस्य अध्ययनस्य प्रारम्भं जातं तत् शास्त्रीप्रथमवर्ष द्वितीयवर्ष तृतीयवर्ष तत् स्पेशलैज़ेशन् मम ज्योतिषमध्ये एव वर्तते परन्तु मम विषयः आङ्ग्लविषयः अपि आङ्ग्लविषयस्य साहित्यमेव मम अपि मम रुचिः वर्तते तद् आङ्ग्लविषयस्य पुस्तकं मम रोचनाविषयः भवष्य भविष्यति तद् मम इच्छा आसीत् तद् मम बि एड् एम् ए पि एच् डि तद् भविष्यकाले किमपि अध्ययनं वर्तते तद् आङ्ग्लविषये एव सा आङ्गलविषयस्य साहित्यमध्ये एव अहं कर्तुं शक्नोमि एव कर्तुम् इच्छामि तद् आङ्ग्लविषयस्य पुस्तकं बहु रोचते मया तद् बहु लघु लघु स्टोरीस् बृहत् स्टोरीस् अपि तत् कथा एव वर्तते तद् आङ्ग्लविषयः तद् कविः क कवयित्री तद् विषये अपि तत् लिखितमस्ति